वेदाध्ययनं तु अस्माकं मूलत्वं मूलमस्ति मूलत्वेन अस्माभिः विरधिं क्रियते किन्तुदापि वेदानां शिक्षा शास्त्रस्य पात्रं तत्र वर्तते शिक्षाध्ययने अपि यत्किमपि अस्माभिः रचितमस्ति तत् सर्वम् शिक्षा शिक्षाशास्त्रं यत् क्रियते मनोविज्ञानम् इत्यादिकं प्रायः शिक्षा सविधाध्ययनम् इति एकं केनचित् ग्रन्थशास्त्रमाध्यमेन क्रियते अपि तु शास्त्राध्ययनं स्वतन्त्रमस्ति स्वतन्त्ररूपेण क्रियते अस्माकं गुरुः शुकु कुल परम्परा अस्माकं गुरुशिष्यपरम्परा यदासीत् तद् समानतया क्रियते स्म किन्तु ततपि यदि क्रियते चेत् पूर्वं तेषां ज्ञानां ज् जो अङ्गानां इत्युक्ते वेदाङ्गानामिति पूर्वम् अध्ययनं क्रियते तदनन्तरं यदि आधुनिकैः क्रियते किल तद् समस्या समस्या किं समस्या किमपि नास्ति किन्तु वर्तमाने अस्माकं तादृशी मतिः एव नास्ति प्रज्ञा एव नास्ति यया वयं झटिति तस्य शास्त्रस्य विचारं प्राप्तुं प्राप्तिः कर्तुं शक्नुमः यदि झटिति न कर्तुं शक्नुमः चेद् को लाभः यतः अस्माभिः अस्माकं ये प्रज्ञा अस्ति स इद वर्तमयी तद् ज़् नष्टा अस्ति अतः अन्येषां शास्त्राणां सह सहायत्वेन वयं तत्सर्वं कर्तुं शक्नुमः इदानीं यन भाष्य इत्यादिकं लिखितमस्ति पूर्वं भाष्यं पठामः चेत् तदनन्तरमेव ओयम् वेदस्य सृष्टिकर्तुं ज्या ज्ञास्यामः ज्ञातुं शक्नुमः नोचेत् यदि तान् भाष्यान् पठामश्चेत् तत् लाभः न भवति अत क्लेशः उत्पद्यते अनेन प्रकारेणेव वयं तत् कर्तुं शक्नुमः यदाधुनिकैः यद् तद् क्रियते तद् प्रज्ञा न्यूना अस्ति पदग्यया न्यूनता अस्ति तत् चालं सम्यक् न जानाति अतः तस्मादेव जायते समस्या अस्ति